आमाम् वदामि आम् नरचि वदति

वैट् लोस् कर्तुमिच्छति वा ह चिन्ता नास्ति भविष्यति अ नाम कियत् कालः अस्ति तदनुगुणम् अस्माकं प्याकेजस् सन्ति मा मे मासद्वयन्तु अस्ति परन्तु प्रतिदिनं भवति कियन्तं कालं तत्र योगस्य कृते दातुम् इच्छति तदुपरि मम शिर् आमामाम् तद् तथा अस्ति चेद् घण्टा त्रिघण्टात्मकतः पर्याप्तम्

नाम तथा मासद्वये एव

एवं च आहारे किं भोक्तुं किं न इति तदपि अस्माकं समीपे डय्ट् प्ल्यान् इति अस्माकं स्वास्थ्य मन्ये तद् अस्ति आमां निर्मितमस्ति एतस्य पालनं कृत्वा भवती सम्यग्रीत्या नाम स् शरीरस्य भारं न्यूनी कृत्य पुनः सम्यग् सौन्दर्यम् अपि भवत्याः भवेत् इति अहं चिन्तनम् इति मम चिन्तनम् एतदर्थम् अस्माकं संस्था तु श् ओन्लैन् अस्माकं ब्याचस् सन्ति प्रभाते सार्धषड्वादनादारभ्य अष्टवादनं यावत् ब्याच् द्वयं प्रभाते अयं च ब्याच् द्वयं सायङ्काले वयं स्वीकुर्मः तत्र नैके प्रशिक्षिकाः सन्ति अहं च केवलं तत्र परिवेक्षकरूपेण एव कार्यं करोमि तर्हि भवत्याः कृते कीदृशः कस् कस्मिन्काले भवति कर्तुं शक्नोति तदेकवारं दृष्ट्वा सूचयति चेत् अग्रे सरामः वयम् चिन्ता नास्ति तर्हि आमाम् चिन्ता नास्ति भवती एकवारं मेल् ऐडि प्रेषयतु तदुपरि सर्वं विवरणम् प्रेषयामि धन्यवादः